आम् अहं योगकक्षासु भागम् अवहम् गृहे यदा योगाभ्यासं करोमि स्म तदा ऊर्जा एव न भवति स्म अहम् एकः एव करोमि इति चिन्ता आसीत् अवधानम् अपि क्लेशाय भवति स्म योगकक्षासु मार्गदर्शकाः भवन्ति तेषां साहाय्येन क्लिष्टकरम् आसनं तथैव नूतन आसनानि अपि कर्तुं शक्यानि भवन्ति तत्र न केवलं योगाभ्यासः अपि तु प्राणायामः अन्य कार्यक्रमाः सांस्कृतिककार्यक्रमाः अपि आयोज्यन्ते एतेन अन्यैः सह जनैः सह मेलनम् अपि भवति अनन्तरं नूतन परिचयाः अपि भवन्ति